साम्प्रदायिकतरणं रे रेफ़्रियेशनल् स्विमिङ्ग् तथा प्रोफ़ेशनल् स्विमिङ्ग् ययोः मध्ये प्रमुखाः भेदाः सन्ति साम्प्रदायिकतरणं मनोरञ्जनं स्वास्थ्यसंवर्धनं वा विश्रामाय कर्तव्यं व्यावसायिकतरणे प्रतिस्पर्धायै तीव्रकौशलवर्धनाय पद पदकप्राप्तये प्रशिक्षणं दीयते साम्प्रदायिकतरणे साधारणं प्रशिक्षणं पर्याप्तं भवति व्यावसायिकतरणे कठोरः अनुशासनिकः नियमितः प्रशिक्षणं विशेषः आहारः च मानसिकसामर्थ्यवर्धनम् अपेक्ष्यते साम्प्रदायिकतारके साम्प्रदायिकतरणे जनाः स्वतन्त्रं स्वयम् अनुकूलं वेगं वा शैलीं वा स्वीकृत्य स्वीकुर्वन्ति स्वीकर्तुं शक्नुवन्ति व्यावसायिके विशेषविन्यासाः फ़्री स्टाय्ल् बेक् बेक् स्टैल् बटर्फ़्लै स्टायल् इत्यादयः त्वरितं सन्तुलितं च कर्तव्याः भवन्ति साम्प्रदायिकतरणे विशेषतः तडागे नद्यां वा समुद्रे वा न्यूनं साधनम् आवश्यकम् आवश्यकं भवति व्यावसायिकतरणे तावत् प्रति सः प्रतिस्पर्धायां सुरक्षतायाः उच्चस्तरः भवति एतत् सर्वं कुत्र कर्तुं शक्नुमः तद् यदि अहं तडागे तर्तुम् इच्छामि यत्र जलस्य प्रभावः प्रवाहः न्यूनः भवति यत्र यः सुरक्षितः च भवति तत्र अहं तर्तुं शक्नोमि साम्प्रदायिकतरणस्य तरणं कर्तुं शक्नोमि नद्यां समुद्रे तरणं कर्तुं प्रवाहस्य शक्त्या अधिकः अभ्यासः कौशलं च आवश्यकः भवति